प्रवासार्थं सामान्यतया अहं तु प्रकृतिसम्बद्धस्थानानि यत्र सन्ति तत्रेव गन्तुमिच्छामि यथा पर्वताः समुद्राः नाम जलं जलपाताः समुद्राः अथवा गुहाः एवं प्रकृतेः अत्यन्तः निकटसम्बन्धः स्यात् तस्य स्थानस्य तादृशं स्थानमहं गन्तुं बहु इच्छामि यतः तत्र इदानीं यथा उदाहरणार्थं पर्वतस्य वयं बहु कष्टेन आरोहणं कृत्वा पिपासां पिपासा बुभुक्षा इत्यादिकं सर्वं त्यक्त्वा बहु कष्टेन आरोहणं कुर्मः आरोहणसमयेऽपि एकः आनन्दः भवति कष्टेन आरोहणं कृत्वा यदा तस्य पर्वतस्य उपरि गच्छामः तदानीं तत्परितः स्थानानि परितः यानि यानि स्थानानि यानि दृश्याणि सन्ति तानि पश्यामः चेत् महान् आनन्दः प्राप्यते सः आनन्दः कुत्रापि न प्राप्यते एवम् एवमेव जलपातेषु अपि एकवारं जलेन जलेन क्रीडामः चेत् अस्माकं कृते महान् आनन्दः प्राप्यते गुहाः वा भवन्तु एवं सर्वत्रापि मह्यं प्रकृतिसम्बद्धस्थानानि यत्र भवन्ति तत्र मम कृते तु महान् आनन्दः प्राप्यते एतादृशस्थानं प्रति यदा प्रवासार्थं गन्तव्यं नाम तत्र समयः मध्याह्नकालः एवं न स्यात् सूर्योदयः सः सूर्योदयः स्यात् अथवा सूर्यास्तसमयः स्यात् तदानीं तु तदानीं तु प्रकृतिः इतोऽपि सुन्दरतया एव दृश्यते एवम् ऐतिहासिकस्थानानि अपि बहूनि बहूनि सन्ति बहूनि सः सुन्दराणि सुन्दरस्थानानि सन्ति तत्रापि गमनं बहु सुन्दराय बहु सुन्दरं भवति